नमस्कारः हरये नमः

इदानीम् अहं हैदराबाद् नगरम् प्रति नूतनं आगतवान् अस्मि अत्र अत्र खादितुं किमपि हैदराबाद् नगरे स्पेशल् बहुसमीचीनं खाद्यं वर्तते इति मया किं किं वर्तते तत् कुत्र मिलति कुत्र

तद्वत् तद्वदेव भवतां कृते अहं दूरवाणीं कृतवान् अस्मि ओ गोकुल् चाट् गोकुल् चाट् मया तु स्मृतं तत् बाम् बाम् श्रुतं बोम् स्फोटं कृतं जातं खलु ह तत्र अ तत्र किं लभते तत्र ओ आम् आं समीचीनं समीचीनं आम् अहह क्षीरं क्षीरं

न त्यजामि ओ आम् आम् अन्यदेकं मया श्रुतं अस्मिन् हैदराबादे बिरियानी फ़ेमस् इति ओहो तत् तत् शाकाहारं वा उत मांसाहारम् वा तत्शाकाहारम् अपि लभ्यते वा आम् हा अहं शाकाहारी शुद्ध शाकाहारी अहं आम् आम् आम् पानी ह भवतु भवतु रूप्यकं कति वा भवन्तु अहं तृप्तो कदा अस्मि यथा तृप्तिः मया भवेत् तदा आम् आम् आं बहुसमीचीनं तत्र कदा मिलामः वयं कथं मिलामः भवान् कुत्र उपरि आगच्छम् आम्